तत्वशास्त्रं नाम यत् तत्वं बोधयति तत् तत्वशास्त्रं भवति तत्व नाम यथावद् विद्यमानमित्यर्थः शास्त्रं नाम यत् शास्ति इत्युक्ते ज्ञापयति वेदोक्तम् अथवा आर्षोक्तम् अथवा अनुभवेन सिद्धम् इदं यद् ज्ञापयति तत् शास्त्रं भवति एवञ्च तत्वशास्त्रम् इति जनानां मानसोल्लासाय तथा तथैव समाजस्य स्वास्थ्यरक्षणाय च तत्वशास्त्रं विद्यते न केवलं भारते अपि तु विदेशेष्वपि पुराकालादपि तत्वशास्त्रम् इति अनुवर्तमानं विद्यते तस्य प्रयोजनम् अत्यन्तमधिकमस्ति प्रत्येकं दे देशस्य तत्वम् अन्यद्भवति तत्वकाराः अन्ये भवन्ति तेषाम् उद्देश्यम् अन्यद् भवति फलञ्च विपरीतं भवति एवञ्च अस्माकमपि देशे तत् तत्वशास्त्रम् इति अनादिकालादनुवर्तमानं वर्तते तत्वशास्त्रं सर्वदा तत्तत् तत्वकारसम्बद्धं तत् मतिसम्बद्धं केवलं न अपि तु श्रुत्युक्तमपि भवितुमर्हति अतः तत्वशास्त्रे यद्यदुच्यते तत्वशास्त्रकारैः यद्यदुच्यते तत्सर्वम् अस्माकं जीवनेपि आनेतव्यं भवति प्रत्येकं तत्वशास्त्रस्य कश्चनः समन्वयः पक्षः प्रदर्शनीयः अन्यथा आरब्धस्य तत्वशास्त्रस्य कोपि लाभो न भवति तर्हि तत्वशास्त्रं सामाजिकानां जीवने कथम् परिणामं जनयति इत्युक्ते उदाहरणार्थं दर्शनं स्वीकुर्मः तत्र दर्शने द्वैविध्यम् नास्तिकदर्शनम् आस्तिकदर्शनमिति नास्तिकदर्शनं झटिति गणयितुं शक्नुमः चार्वाकदर्शनं जैनदर्शनं बौद्धदर्शनमिति आस्तिकदर्शनानि षड्विद्यन्ते तत्र साङ्ख्यदर्शनं योगदर्शनम् अनन्तरं न्यायदर्शनं वैशेशिकदर्शनं तथैव पूर्वमीमांसादर्शनम् उत्तरमीमांसादर्शनमिति उत्तरमीमांसादर्शनं वेदान्तः इत्युच्यते पूर्वमीमांसाशास्त्रे कर्मसम्बद्धविचारास्सन्ति तत्रापि तत्वं विद्यते साङ्ख्ये साङ्ख्यतत्वानि पञ्चविंशतितत्वानि सन्ति योगे ईश्वरादि तत्वानि सन्ति न्याये तु बहुविधतत्वानि उपलभ्यन्ते वैशेषिकेपि एवं षडास्तिकदर्शनेषु विशिष्य तत्वानि लभ्यन्ते न केवलं दर्शनेषु अपि तु केचन अनुभवसिद्धाः कानिचन अनुभवसिद्धानि अपि तत्वानि विद्यन्ते तैः तत्वैः भक्त्यादिमार्गाः उपलभ्यन्ते तेन वयं परमात्मानं प्राप्तुं शक्नुमः इमे मार्गाः आत्मनः मोक्षार्थमेव परमात्मना सह अभेदार्थमेव प्रवृत्तानि सन्ति कदाचित् फलमन्यद्भवति मार्गोपि भिद्यते किन्तु यथा नदीनां बह्वीनां नदीनां सागरम् एकमेव लक्ष्यम् इति तद्वत् बहूनां तत्वशास्त्राणाम् प्राप्तिस्थानम् एकमेव सः च मोक्षः किन्तु तत्तत् दर्शनभेदेन मोक्षः अपि भिद्यते तर्हि तत्वशास्त्रेषु स्वीयं तत्वशास्त्रम् इत्युक्ते स्वस्य दर्शनस्य अत्यन्तं निकटे समीपे विद्यमानं किम् इत्युक्ते अहम् उदाहरणत्वेन स्वीयं दर्शनं वेदान्तदर्शनं स्वीकृत्य तत्र यत् तत्वं निहितमस्ति अहम् अत्र वक्तुमिच्छामि वेदान्तदर्शने यानि यानि तत्वानि अन्तर्निहितानि तानि अहम् अधुना वक्तुमारम्भं करोमि चेत् न कालः पर्याप्तो भविष्यति न दिनं पर्याप्तं न व संवत्सरः पर्याप्तः अपि तु एकं जन्म अपि न तर्हि तावन्ति तत्वशास्त्राणि तत्वशास्त्रे निहिताः विचाराः तावन्तः वर्तन्ते इत्युक्ते तर्हि तत्वशास्त्रम् अत्यन्तं प्रधानं भवति तत्वशास्त्रेण यद्यत् कथ्यते यद्यदुच्यते तत् सर्वं जीवने सर्वदा स्थापनीयं तेन च पुनः अस्मिन् संसारे आवृत्तिः न भवति तत्र एकं श्रुतिवाक्यं वर्तते रमणीयचरणाः रमणीयामः योनिमापद्यन्ते कपूयचरणाः कपूयां योनिमापद्यन्ते तर्हि रमणीयचरणाः इत्युक्ते समीचीनकर्माणः इत्यर्थः कपूयचरणाः इत्युक्ते निन्दितकर्माणि इति तर्हि ये ये दौष्ट्यम् आचरन्ति ते सर्वे कपूयचरणाः भवन्ति ये ये उत्तमानि कर्माणि आचरन्ति ते सर्वेपि रमणीयचरणाः भवन्ति तर्हि सर्वे वयं रमणीयचरणाः भवितुम् इच्छामः किन्तु तत्र मार्गं वदति तत्वशास्त्रम् तत्वशास्त्रानुसारेणैव इदं कर्तव्यं तदानीमेव अस्माकं मा मनः सम्यग् भवति अन्तःकरणं सम्यग् भवति समाजस्यापि स्वास्थ्यं रक्षितं भवति तत्वशास्त्रस्य इदमेव एकं प्रधानमुद्दिश्यं भवति यथा मया प्रागुक्तं वेदान्ते बहूनि तत्वानि तादृशानि सिद्धानि सन्ति तत्र उदाहरणार्थं शमादिषट्कसम्पत्तिः इति इत्युक्ते केचन गुणास्सन्ति ते सर्वदा अस्माकं मनसि भवेयुः अथवा अस्माकं जीवने भवेयुः उदाहरणार्थं शमः विद्यते शमो नाम अन्तरिन्द्रियनिग्रहः अन्तरिन्द्रियं नाम मनः तस्य निग्रहः अथवा तस्य निग्रहणं सर्वदा कर्तव्यं तेन समाजस्वास्थ्यं रक्षितं भवति स्वस्य स्वास्थ्यं तु रक्षितं भवत्येव तथैव दमः इति वर्तते एकं तत्वं दमो नाम बहिरिन्द्रियनिग्रहः इत्युक्ते पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि दश इन्द्रियाणि सन्ति तेषां निग्रहः एव अत्र दमः इत्युच्यते पुनश्च श्रद्धा इति वर्तते गुरुणा उपदिष्टेषु वाक्येषु अत्यन्तं श्रद्धा स्थापनीया तदानीमेव तेषाम् अनुग्रहलाभो भवति तैरुक्तमार्गे अस्माभिः गन्तुं किञ्चित् सामर्थ्यं भवति एवम् मया तु केवलं चतुष्टयम् अत्र उदाहृतम् एतादृशानि बहूनि साद् एतादृशानि बहूनि साधनानि विद्यन्ते यैः साधनैः सर्वोपि मनुष्यः इह बन्धनात् मुक्तस्सन् बहिर्गन्तुं शक्नोति अतः तत्वशास्त्राणि जीवानाम् उद्धर्तुमेव आगतानि सन्ति अतः तत्वशास्त्रं कदाचित् उत्कृष्टं भवति कदाचित् कश्चिदुक्तं तत्वं तत्वमिव भासते किन्तु न तत् तत्वं तादृशतत्वे कदाचितभिमानः स्यात् वस्तुगत्या तत्वं परित्यज्य अन्यैः अन्यथा उक्तं तत्वं कदाचिदस्माभिः अनुश्रीयेत् यदा अनुक्तं तत्वम् अथवा अविमर्षितं तत्वं वयं जीवने स्वीकुर्मः तदानीम् सन्मार्गात् प्रच्युतिरपि स्यात् अतः तत्वशास्त्रं यद् वदति तत्र इदमित्थम् इति यत् तत्वं वर्तते तदेव अस्माभिः स्वीयजीवने अनुसर्तव्यं तस्य अन्तःकरणशोधनाय च उपयोगोपि प्राप्तव्यः तदानीमेव अस्य तत्वशास्त्रस्य किञ्चित् प्रयोजनं सिध्यति अन्यथा तत्वशास्त्राणां वाक्यानि गच्छन्ति अग्रे किन्तु तद् यदि जीवने तस्य साफल्यं न भवति जीवने उपयोगाय यदि न भवति तर्हि तत् व्यर्थं भवति